तव प्रदेशे काः संस्कृतक्रीडाः सन्ति तत् कथं क्रीडनीयं कबड्डि इति क्रीडा मुख्यतया भारतीये उपमहाद्वीपे क्रीड्यते उत्तरभारते कबड्डि इति नाम प्रायः प्रायः प्रयुक्तं भवति दक्षिणे चेड्डुगुड्डु पूर्वे हूतूतू इति क्रीडा अपि प्रसिद्धा अस्ति भारतस्य समीपे समीपस्थेषु देशेषु नेपाल् बाङ्ग्लादेश् श्रीलङ्का पाकिस्तान् देशेषु च एषा क्रीडा समानरूपेण लोकप्रियः अस्ति सरलशब्देषु अधिकम् अङ्गं प्राप्तुं द्वयोः दलयोः मध्ये स्पर्धा इति वक्तुं शक्यते अङ्गं प्राप्तुं कस्यचित् दलं दलस्य आक्रमणकारी विपक्षस्य न्यायालयं गत्वा अत्र उपस्थितानां क्रीडकानां स्पर्शं कर्तुं प्रयतते अस्मिन् काले विपक्षस्य दलस्य सपोर् स्टाप् स्टापर् स्वपक्षे आगच्छति आगच्छन्तः आक्रमणकारिणः गृहं गृहीत्वा पुनः गन्तुं निवारयति अथ च यदि सः अस्मिन् प्रयासे सफलं भवति तर्हि तस्य जलं प्रतिफलरूपेण एकबिन्दुः प्राप्नोति तथा च यदि आक्रमणकारी कञ्चन स्पोस् स्टोपर् पश्य स्वस्य स्पा पार्श्वे गच्छति तर्हि तस्य दलम् एकं बिन्दुः प्राप्नोति तथा च सः स्पृष्टं स्टापरर् नियमतः न्यायालयात् बहिः गन्तव्यः भवति